गृहे मम गृहे औषधीयसस्यानि अहं वर्धयामि तेषु तुलसीसस्यं गुळवेल् सस्यम् इति तु मम गृहे अस्ति एव तुलसी अस्माकं खासस्य उपरि अथवा पिनसः भवति तस्य कृते अतीवलाभदायकम् अस्ति तस्य अहम् उपयोगम् अपि करोमि मम गृहे यदि कस्यापि खासः भवति अथवा पिनसः भवति तर्हि अहं तुलसीपत्रस्य उपयोगं कृत्वा तत्र किञ्चित् मधु स्थापयित्वा तद् अहं प्रतिदिनं सेवनं करोमि गृहौषधानां ज्ञानम् अहं जनेषु वर्धयामि अहं जनेभ्यः वदामि ते सस्यम् अत्र सस्यानि स्वस्य गृहे सम्यक्तया तस्य पोषणं कुर्वन्तु कारणं ये एलोपेथिक् औषधानि सन्ति तेषां वयम् तेषाम् उपयोगः अधिक उपयोगकारणेन अश्मा अस्माकं शरिरे अधिकहानिः अस्माकं शरीरस्य अधिकहानिः भवति तेन वयम् अस्माकं शरीरं सुदृढं कर्तुं न शक्नुमः तस्य अतः औष् गृह औषधानाम् उपयोगम् एव अधिकं कुर्मः